अहम् एकवारम् अहं चित्रकलासङ्गोष्ठीं गतवान् आसम् तत्र बहुरीत्या अध्ययनम् अहं कृतवान् आसम् इत्युक्ते कथं ते अलङ्कारं कुर्वन्ति कतं ते सम्भाषणं कुर्वन्ति कथं ते तेषां तत्र अङ्गविन्यासादिकं भवति इत्यादिकं बहु रुचिकररीत्या बहु इष्ट्वा अहं दृष्टवान् आसम् अनन्तरं कथं ते सम्भाषणं कुर्वन्ति तेषां तत्र सम्भाषणशैली कथम् आसीत् इत्यादिकं दृष्ट्वा मम मनसि सन्तोषः जातः अनन्तरं तद् किञ्चित् अनुकरणं कर्तुमपि अहं सिद्धवान् आसम् बहु प्रकाररीत्या अहं तत्र अध्ययनं कृतवान् आसम् तस्मिन् समये